ते अद्यतनकाले जीवनशैली परिवर्तनं कारणेन बहूनि रुग्मताः आगच्छन्ति किन्तु तद् चिकित्सापि बहु मूल्यं दातुं अवश्यमिति चिन्त् दृश्यते तद् साधारणजनानां कृते बहु भारं भवतीति एतत् काले इन्सुरेन्स् अपि अस्ति स्वस्थ्यविषये तद् बहूनि संस्थानि कार्यं कुर्वन्ति टाटा वा एस् बि ऐ वा स्टार् हेल्त् वा अस्माकं सर्वकारतः आं महोदय हेल्त् इन्सुरेन्स् तद् तद् विषये आरोग्यस्री अपि केन्द्रसर्वकारतः अपि अस्ति तदपि स्वीकर्तुं शक्यते किन्तु तद् पञ्चलक्षपर्यन्तमात्रं ददाति न्यूनमपि न न न एकस्मिन् कृते एकस्मिन् कृते पञ्चस एकस्मिन् कृते भवति व मूल्यं बहुन्यूनमेव एकवारं स्वीकरोति चेत् वा मूल्यं किमपि नास् तद् सर्वकारतः आम् आम् एकैकम् आधार् स्वीकृत्य एकैकम् आधारकपत्रं स्वीकृत्य तत् स्वीकर्तुं शक्यते एकस्मिन् कृते हा षड् जनाः अस्ति चेत् षड् इन्सुरेन्स् स्वीकर्तुं शक्यते एकस्मिन् कृ एकस्य गृहे एकं नास्ति न न एकं प्रत्येकं स्वीकरणीयमेव तद् उचितमेव हा आधार् कार्ड् अस्ति चेत् तद् रिजिस्ट्रेशन् कृत्वा तत् स्वीकर्तुं शक्यते आन्लैन् अपि मौल्यं किमपि नास्ति केवलं रिजिस्ट्रेशन् करणीयमेव

समीचीनं तदस्ति तद् केवलं पञ्चलक्षमात्रं भवति अनन्तरम् आरोग्यस्री अपि अस्ति तद् राज्य सर्वकारतः एतद्विस्मृत्य अद्यतनकाले पञ्चलक्षं साधारणतया पर्याप्तं भवति किन्तु यदि ज्येष्ठरुग्मता आगच्छति चेत् तद् पर्याप्तं न भवति तद् विषये प्रैवेट् मध्ये स्टार् हेल्त् अस्ति एल् ऐ सि हे हेल्त् इन्शुरेन्स् अस्ति तादृशं बहूनि योजनानि सन्ति यदि तद् स्वीक् चिन्तयति चेत् वयं स्वीकरोति चेत् किञ्चित् लाभः भवति तद् पञ्चविंशतिलक्षं वा विंशतिलक्षं वा तद् प्रिमियम् आधारेण हा अत्र निश्शुल्केन भवति पञ्ज्चलक्षपर्यन्तं तत्र अहमेव आगच्छामि अहमेव आगच्छामि सर्वाणि योजनानि एकवारं स्वीकृत्य आगच्छामि भवतः गृहे अनन्तरं कस्मिन् योजना स्विकरणीया कस्मिन् कति प्रिमियम् दातव्यं कति प्रिमियम् अस्माकं कृते भारं न भवति तद् तदाधारेण पूर्णतया क् क् किञ्चित् कति आगच्छन्ति इति दृश्यते तद् निर्णयं कर्तुं शक्नुमः वयं अस्तु महोदय एतद् सर्वकारस्य रिनिवल् न नास्ति एकवारं क् स्वीकरोति तद् कायं शाश्वतं भवति किन्तु प्रैवेट् यदि स्विकरोति चेत् प्रतिवर्षं रिनिवल् करणीयमेव पुनर्जी पुनर्जीवनं करणीयमेव तदापि के कञ्चन जनानां कृते किमपि परीक्षा स्वीकर्तुम् आवश्यकमिति भवति नोचेत् साधारणमेव पुनर्जीवनं करोति कुर्वन्ति अस्तु महोदय हा अहं सूचयामि अहं सम्पूर्णतया समाचारं नीत्वा आगच्छामि भवतः गृहे धन्यवादः